भारतीय दर्शनेषु आधुनिककाले प्रस्तुतता कस्य दर्शनस्य अधिकं वर्तते इति तत्र तव अभिप्रायः इति अभिप्रायःप्रष्टः यद्यपि मद्दृष्ट्या भारतीयानाम् आर्षाणां सर्वेषां दर्शनानाम् अद्यत्वे अत्यन्तं प्रस्तुतता प्रस्तुतता अस्ति यतः एतानि भारतीयानि दर्शनानि मोक्षम् अधिकृत्यैव सर्वाण्यपि प्रावर्तन्त अस्माकं जीवनस्य अथवा विद्यायाः लक्ष्यं तदेव अतः अद्यत्वे इति न सार्वकालिकत्वेन सर्वेषां भारतीयानां दर्शनशास्त्राणां प्रस्तुतता जगति वर्तते तत्रापि यदि प्रस्तुतं दर्शनम् इति वक्तव्यं यदि वेदान्तदर्शनम् अत्यन्तं प्रस्तुततां भजते कुतः इत्युक्तौ सर्वेपि जीवनः अथवा सर्वेपि जन्तवः प्राक् कर्मवशादेव प्राकृतात् कर्मवशादेव इह जगति जायन्ते तेषां जन्मान्तरीयसम्बन्धः अग्रिमः जन्मनः सम्बन्धः प्राग् जन्मनि जन्मसु वा कृतानां कर्माणां पापानां वा पुण्यकर्मणां वा सम्बन्धःतेन अस्मिन् जन्मनि प्राप्ता अवस्था एवम् अनेके विचाराः वेदान्तदर्शनेषु भवन्ति पुनः अद्यत्वे जनाः अनेकाभिः समस्याभिः अत्यन्तं बाध्यमानास्सन्ति यथा इदानीं मनसः समस्याः डिप्रेशन् इत्यादयः तथैव अद्यत्वे जनाः अत्यन्तं सन्तोषम् अनुभवन्ति तथैव दुःखमपि किम् अत्यन्तम् अनुभवन्ति तेषां सहनशक्तिरपि तावन्नास्ति अतः यदि सम्यक् वेदान्तदर्शनं जनाः अधिगच्छन्ति तदानीम् अहम् आत्मा अहम् अहमेव परं ब्रह्मः इत्यादयः विचाराः मनसि यदा दृढा भवन्ति तदानीं तावत् दुःखम् अनुभोक्तव्यम् इति तस्य मनः एव न भवति अतः मद्दृष्ट्या अद्यत्वे वेदान्तदर्शनस्य अतीव प्रामुख्यमस्ति यथा गीतादिषु उक्तं आत्मा न म्रियते अथवा तस्य सम्बन्धान्तरं नास्ति अयं लोके यथा अयं पिता अयं तस्य पुत्रः इयं तस्य माता इत्यादयः सम्बन्धाः भवन्ति एते सर्वेऽपि सम्बन्धाः दैहिकाः नाम देहम् अधिकृत्य एते सम्बन्धाः प्रवर्तन्ते परन्तु ते आत्यन्तिकाः नैव परं जनाः अत्र किम् यस्य तन्नास्ति तदेव तस्य इति मत्वा अत्यन्तं भ्रमयुक्ताः भवन्ति अतः वेदान्तदर्शनस्य अध्ययनेन गीतायाः वा अथवा ब्रह्मसूत्रादीनां वा अध्ययनेन तेषां श्रवणेन ईदृशैः भावैः नाम दुःखैः अत्यन्तं सन्तोषैः ई ईदृशैः भावैः भावैः ते किञ्चिद् विमुक्ताः सन्तः यदि स्थितप्रज्ञतां लभन्ते तर्हि अद्य जगति या समस्याः अत्यन्तं बाधमानास्सन्ति ताभिः किञ्चिदिव सर्वथा एते मुक्ताः भवन्ति इति न किञ्चिदिव ते बहिरागच्छेयुः अतः अद्यत्वे सर्वेषु अपि भारतीयदर्शनेषु आधुनिककाले विशिष्य वेदान्तदर्शनं प्रस्तुततमम् इति मम भाति